महोदय नमस्ते आगन्तुं शक्नोमि वा अस्तु अस्तु धन्यवादाः महोदय किमर्थं आहूतवान् एवं एवं

अस्तु महोदय महोदय अद्य आल्सो क्षम्यताम् अस्मिन् वर्षस्य आरम्भे वयं चिन्तितवन्तः नूतनपञ्चाशत् जनानां योजनं करणीयम् अत्र तेषां कृते कार्यदानं भवितुमर्हति इति भवता सूचितमासीत् तदनुगुणम् अहं पञ्चाशत् जनानां इण्टर्व्यू कृत्वा तान् योजितवानस्मि ते अपि सम्यक् कार्यं कुर्वन्तः सन्ति इतोपि पैप्लैन् मध्ये कानिचन जनानां नामानि सन्ति अग्रिमवर्षे तानपि योजयित्वा अस्माकं कार्यम् इतोपि समीचीनतया अग्रे चालनीयममिति चिन्तयन्नस्मि तत्रापि भवान् किञ्चित् एजुकेषन् क्वालिफि़केषन् इत्यादिकम् उक्तवानासीत् तत्सर्वं मैण्टेन् कृत्वा एव अड्मिषन् दत्तवान् जनाः अपि बहु समीचीनाः सन्ति पञ्चाशत् नियुक्ताः तत्र पञ्चाशज्जानाः अपि सम्यक् कार्यं कुर्वन्तः सन्ति अग्रे पुनः तत्र चिन्तनीयं चिन्तनविषयाणि न आसन् सम्यक् अभवत् आहत्य एकं तु एम्प्लोय् विषये द्वितीयं सेलरि विषये अपि भवान् उक्तवानासीत् किञ्चित् परिवर्त्य चिन्तयतु इति तदपि सम्यक् कर्तुं शक्तवानहमिति मन्ये तत्र मार्च् मासतः किञ्चित् सेलरी अधिकं करणीयमासीत् तत्रापि वेतनविषये हैरार्कि दृष्ट्वा किञ्चित् करणीयमासीत् तत् अपि अभवत् भवतः आज्ञानुगुणं सर्वं अभवत् इति मम विश्वासः इतः परं भवानेव भवता एव वक्तव्यं किं अग्रे किं चिन्तनीयं किं करणीयम् इति

एवं

अस्तु अस्तु अस्तु महोदय अस्तु धन्यवादः महोदय धन्यवादः धन्यवादः